अहं स्विग्गि मध्ये आर्डर् दत्तवती अहं पे अपि कृतवती मम फोन् मध्ये पे अभवत् इति एव दर्शयति परन्तु होटेल् मेनेजर् सः न प्राप्तमित्येव पृष्टवान् तद् पेमेण्ट् स्टक् अभवत् इति सः उक्तवान् तद् किं करणीयं तद् किञ्चित् पश्यतु महोदय